नमोनमः गुरुवर्यः हा मम नाम योगेशः

हा अहं तु सम्यकस्मि हा मम हा हा अहम् इदानीं रामटेके अस्मि मम धर्मस्य विषये केचन प्रश्नाः सन्ति आं धर्मे कति पुरुषार्थाः सन्ति हा अधर्म् चत्वारः पुरुषाः सन्ति वा आम् आं मम अध्ययने आवश्यकता अस्ति एतत् प्रश्नस्य तदर्थं मम हा अतः तदर्थमेव अहं अग्रिमं म कति वेदाः सन्ति ऋग्वेदः हा ऋग्वेदे कति शाखाः एवमस्ति ऋग्वेदे कति शाखाः सन्ति आम वेदः नाम कः

हा आमामाम् वेदः किमर्थं वेदः किमर्थमध्येते हा आमामाम् तस्य कः अर्थः तस्य कः अर्थः वेदः धर्मस्य मूलमिति अस्ति भवानुक्तवान् खलु द धर्म वेदोखिलो धर्ममूलमिति भवान् उक्तवान् किल इदानीमेव तस्य किम् अर्थः कुतः

धर्मं नाम किम् आमाम् किञ्चित् कालानन्तरमहं पुनरेव यदा क्वा क्व दूरवाणीं करोमि तदा हा तदा एतत् प्रश्नस्य उत्तरम् अपि मम आवश्यकता अस्ति तत्र क्लेशः इति इदानीं भव अह शुक्लयजुर् शुक्लयजुर्वेदे कति शाखाः सन्ति

नमोनमः हलो न न न श्वः पुनर्मिलामः प्रश्नाः सन्ति या यदा मिलामः तदाहं प्रश्नं कृत्वा एव भवतः समीपे हा आमां हा नमोनमः